विवाहे वरस्य कृते बहुविधम् उपायनं दीयते यतो हि सः तत्र आगतवानस्ति वररूपेण एवमेव वरदक्षिणा अपि तत्र दीयते परन्तु अस्माकं तत्र अस्माकं प्रदेशे संभवतः त तस्य कृते दीयते परन्तु सः तत्र किं भवति सः यत् कर्मकाण्डं तत् पूजिकः अस्ति तत्र तस्मै एव ददाति सः एवमेव अन्यान्यपि तत्र उपायनानि तत्र दीयन्ते वरस्य कृते वरः अपि तत्रागत्य यतो हि सतो विवाहं कर्तुं तत्र अगतव न् अस्ति अतः सः बहुविधम् उपायनं स्वीकरोति परन्तु स्वस्य पार्श्वे न स्थापयति सः पूजितुं वा पूजकाय अथवा अन्यः अन्यस्य कृते ददाति एवमेव तत्र ये जनाः विवाहे ये जनाः आगच्छन्ति ते सर्वे उपायनं ददति वरस्य कृते अथवा वधोः कृतेऽपि ददति परन्तु वरः स्वस्य पार्श्वे न स्थापयति सः अन्यस्मै कृते ददाति यथा पूजकाय ददाति वरदक्षिणापि तत्र दीयते परन्तु वरः स्वस्य पार्श्वे न स्थापयति यतो हि सः यत् तस्य यत् पूजकः अस्ति विवाहं विवाहं कर्तुं वरस्य विवाहं कर्तुं यः तत्र आगतवान् अस्ति तस्मै एव सः ददाति अतः परन्तु इत्यस्मिन् विषये अधिकं नाहं जानामि यतोहि मम विवाहः न जातः अस्ति धन्यवादः